आम् आ आम् अस्ति एव अस्माकमापणे बहुविधचायमस्ति भवति किमिच्छति गुलाब् चायम् अस्ति केसर् चायं मसाला चायं साधारण चायमस्ति अस्तु शर्करा अपेक्षिता उत न अस्तु तर्हि तिष्ठन्तु भो राम गुलाब् चायमानयतु रे अत्र अस्ति भवत्याः गुलाब् चायं अधिकं नास्ति पञ्च च् पञ्चविंशत् रूप्यकाणि एकस्य कृते आम् अस्ति अस्माकं पार्श्वे अस्ति पक्व टी समोसा जलेबी घेवर् रसगोलकं कासालु इत्यादयः अस्माकमापणे प्रसिद्धमस्ति दुग्धजलेबी पक्वटि भो रामु दुग्धजलेबी आनयतु रे भवति अत्र तिष्ठतु अत्र अस्ति भवत्याः दुग्धजिलेबी अधिकं नास्ति शतमेव आमाम् धन्यवादः अग्रिमवारमपि आगन्तव्यं अरे अस्माकमेतदापण् भवत्याः एव अस्ति भविष्यति एव डिस्कौण्ट्

एतद् वार्ता नास्ति रे अस्तु धन्यवादः